हरि ओम् नमो नमः वदतु आम् आम् अहं तु चित्रकारः अस्मि वदतु किं ज्ञातुम् इच्छसि अस्तु

अस्तु भ भवतां गृहं कुत्र अस्ति आम् आम् आम् अस्तु अस्तु आम्

अस्तु अस्तु अस्तु अहं तु आम् वदतु किं ज्ञातुम् इच्छसि आम् भवतां भितौ तु वर्णः करणीयः न वा क वर्णः तत्र करणीयः भवान् किं किं वर्णं तत्र दातुम् इच्छति श्वेतवर्णं दातुं इच्छसि अस्तु अस्तु अस्तु आम् श्रु श्रुणु तत्र किम् अस्ति तत्र श्वेतवर्णानां रूप्यकं तु अधिकम् अस्ति एव परन्तु भिन्नानां वर्णानां भिन्नं रूप्यकं वर्तते एव मम समीपे कश्चित् केटलाग् इत्येकं पत्रम् अस्ति तत्र विविधवर्णानां संमिश्रणं तत्र चित्रितम् अस्ति भवान् एकवारं तत् दृष्ट्वा चयनं कुर्तुं शक्यते अत्र भित्तौ कः वर्णः प्रदेयः इत्यादिं विषये भवान् तत् तत एव ज्ञातुं शक्यते केन वर्णेन आम् अत्रैव मम वाट्साप् एतत् एव मम वाट्साप् वाट्साप् आप् संख्या अस्ति अत्रैव भवान् प्रेषियितुं शक्नोति पुनश्च भवान् यत्र दूरवाणीं करोति तत्र वाट्साप् संख्या अस्ति वा

अस्तु अहं तत्र वाट्साप् मध्ये प्रेषयिष्यामि तद्दृष्ट्वा भवान् चयनं करिष्यति तत्र भितौ कः वर्णः प्रदेयः इत्यस्मिन् विषये भवान् एव चयनं कुरु अहं तु अस्मि एव मम अधुना तु कार्यं प्रचलति अन्यत्र अन्यत्र तत्र कस्यचित् गृहस्य निर्माणे कार्यं प्रचलति अतः तत्रापि वर्णः प्रचलति मम सहायकाः अपि तत्र कार्यरताः सन्ति परन् अधुना मम समयः नास्ति एव यदा समयः भविष्यति अहं दूरवाणीं करिष्यामि

अहं तु एकवर्ग आवश्यकं तत्र चतुशतं रूप्यकम् आवश्यकम् अस्ति परन्तु ये तावत् सहायकाः तत्र सन्ति ते के कियत् नेष्यन्ति इत्यस्मिन् विषये अधुना तु विवेचनं न कृतं मया तत् विवेच्य तत् वक्तुं शक्नोमि अधुना चतु चतु सह् आम् आम् आम् आम् अस्तु